महोदय नमस्ते अहं वेङ्कट्साई अस्मि भवतः तत् स्विग्गिमध्ये मया आर्डर् कृतं किम् इत्युक्ते मध्याह्नभोजनार्थं विवाहभोजनम् इति एकः होटल्तः एकः भोजनशालातः आर्डर् कृतमस्ति तद् मध्याह्ने कृतम् इदानीं सायङ्काले चतुर्वादनम् अभवत् एतावत् न आगतम् अहं न जानामि अहं सर्वदा शृतवान् स्विग्गी सम्यक् कार्यं करोति इति परन्तु एतावत् आर्डर् डेलिवरि न आसीत् यदा अहं दूरवाणीं कर्तुं गतवान् तदा ते अपि उक्तवन्तः तदा सामानम् अत्रापि दृष्टं डेलिवर्ड् इति तद् अहम् अतः अत्र मम गृहं प्रति एव न आगतं तद् किञ्चित् कृपया अस्मिन् विषये पश्यन्तु इति विनम्रः वदामि यद् उक्त्वा अग्रे किं करणीयं किमर्थमित्युक्ते धनमपि अहम् दत्तमस्मि अत्र सहस्ररूप्यकाणि एकं विवाहं विवाहभोजनार्थमहं दत्तवान् कृपया एतस्य विषये शीघ्रं तं याक्षन् स्वीकुर्वन्तु इति विनम्र मम प्रार्थना अस्मि